सामाजिकमाध्यमः जनान् करकुशलकलायाम् इतरकलाप्रकारे च सल्लग्नतां कथं करोति इत्युक्ते ते स्वीय कलायाः पृथक्करोति नाम अपरकला अपेक्षया स्वीयकलाः कथं वैविध्यं समाजे शोभणीयः इति तेषाम् अभिप्रायः अतः स्वीय कलायाः अत्यन्तम् अभिमुख्यं स्थानम् ते यच्छन्ति एवमेव तद्विषये मम तु यूट्यूब् वाहिणी कामपि न जानामि